भारतीय दार्शनिकपरम्परायां मुख्याः पुरुषाः इति यदि अयं विषयः स्वीक्रियते तर्हि भारतीयदार्शनिकपरम्परा इत्येतत् वैदिकवाङ्मयात् आरभ्यते वैदिकवाङ्मयन्नाम ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः इति एतेषां वेदानां विभागकर्ता यः व्यासः सः आदौ प्रत्यवतिष्ठते तदूर्ध्वं अन्ये आचार्याः समुपस्थिताः भवन्ति किञ्च चार्वाकदर्शनम् इति यद्दर्शनं तत्प्रभृति दार्शनिकपरम्परायाः उल्लेखं द्रष्टुं शक्नुमः तत्र चार्वाकदर्शनं जैनदर्शनं बौद्धदर्शनं साङ्ख्यदर्शनं योगदर्शनं वैशेषिकदर्शनं न्यायदर्शनं मीमांसादर्शनं वेदान्तदर्शनम् इति दर्शनशास्त्राणि वयं द्रष्टुं शक्नुमः तत्र पुरुषाः दृश्यन्ते चेत् चार्वाकदर्शनस्य चार्वाकः अथवा बृहस्पतिः श्वेताम्बरः जैनानाम् उमास्वाती इति दिगम्बरजैनानाम् अज्ञातः इति वैशेषिकदर्शनस्य कणादः इति प्राचीन्यायस्य गौतमः इति नव्यन्यायस्य गङ्गेषोपाध्यायः साङ्ख्यदर्शनस्य कपिलः योगदर्शनस्य पतञ्जलिः भाट्टमीमांसादर्शनस्य कुमारिलभट्टः प्राभाकरमीमांसा इत्यस्य प्रभाकरमिश्रः अद्वैतवेदान्तस्य शङ्कराचार्यः व्याकरणशास्त्रस्य भर्तृहरिः इत्थं अनेके पुरुषाः भारतीयदार्शनिकपरम्परायाम् आयान्ति